मम प्रदेशे शिक्षणार्थं प्रधानता प्रधानव्यवस्था तु शाला एव शालासु अत्यधिकशुल्कमपि वर्तते केचित् शालाः तु न्यूनमेव शुल्कं यच्छन्ति तत्र बहवः शालाः सन्मार्गेन ते प्रचलन्ति केचित् शालाः तु प्रेस्टीज् इत्येव तस्य प्र प्रधानं भवति तत्र बहु जनाः गन्तुं न शक्नुवन्ति अपि च शाला विषयाः बहु जनैः अधीयमानाः अत्र इन्जिनीयरिन्ग् कालेजस् सन्ति बि एम् एस् कालेज् इति अस्ति पि ई एस् इति तत्सर्वम् बहु अत्यधिकशुल्कं तत्र वर्तते आर् वि तत्र आर् वि कालेज् सर्वं तु सामान्यजनाः अपि तत्र गन्तुं शक्यते एवमेव अस्माकं प्रदेशे अस्ति